नमो नमः भोः भवान् तु कार् यानस्य चालकः तर्हि भवान् मास्क् किमर्थं न स्वीकृतम् एतत्तु कोविड् कालः चलन्नस्ति यदि भवान् मासः न मास्क् न स्वीकरोति चेत् कोविडः अधिकं वर्धयति अनन्तरं भवतां कार यानस्य यत् सीट् अस्ति तदपि शुद्धं न भवति तत्र कुत्रापि सम्यक्रूपेण हाय्जिम् न कृतमस्ति सर्वम् अशुद्धमस्ति तर्हि एवं भवति चेत् कोविडस्य प्रभावः अदिकं जायते